नमस्कारः आर्ये वदतु वदतु महोमहोदये वदतु किं करणीयं महोदये अद्य आमाम्

आ अवश्यम् अवश्यं महोदये भवती किं करणीयम् इति वदतु कानि कानि पाकानि कानि कानि पाकानि करणीयम् इति वदतु मिष्टान्नानि अपि किं करणीयम् इति कृपया वदतु कति सभ्याः आगच्छन्ति इति अपि वदतु अहं किमपि अद्य कर्तुं शक्यते चेत् अद्य करोमि अन्यानि सर्वानि श्वः अपि कर्तुं शक्नोमि अस्तु अस्तु हा हा अवश्यम् अवश्यं कुर्मः इदानीन्तु अस्तु अस्तु महोदये कति जनाः आगच्छन्ति परन्तु सर्वं सर्वान् करोमि सर्वं सर्वान् कर्तुं शक्नोमि भवती किं कति जनाः सन्ति

अस्तु अस्तु महोदये किन्तु कति जनाः आगच्छन्ति इति तु न आमाम् आगच्छामि आगच्छामि किं के केचन केचन तु आमां लड्डुकान् सर्वान् अद्य एव कुर्म लड्डुकान् सर्वान् अद्य एव कुर्मः शाकः शाकानि सूपः सर्वं श्वः कुर्मः धन्यवादः